प्रथमं तु मम क्षेत्रे अपराधाः बहु न्यूनाः एव यदि भवन्ति तर्हि तत्र तत्क्षणे एव तत्र आरक्षकाः आगच्छन्ति तत् सम्यक् नियन्त्रणमपि कुर्वन्ति दुर्घटनाः तु बहु भवन्ति अतः मार्गः सम्यक् न भवति अथवा अतिवृष्टिः अतः तस्मात् भूपातः एवं बहु दुर्घटनाः भवन्ति अतः पुनश्च कश्चित् रोगकारणात् जनाः मृत्युं प्राप्नुवन्ति तद्विषये तत्र किञ्चित् यथः यथा वैद्यालयः अथवा स्वास्थ्यकेन्द्रादिकं बहु सम्यगस्तीति न अतः तदेकम् अपेक्षितम् सा एव सलहा तत्र स्वास्थ्यविषये अथवा स्वास्थ्यकेन्द्रस्य एकं सम्यक् स्वास्थ्यकेन्द्रम् अपेक्षितम् अस्माकं जिल्लायां तद् अत्र नास्ति